संस्कृतविषये सामान्यसामान्यतया अपकल्पनाः एवम् अस्ति संस्कृतं ब्राह्मणानां भाषा इति तथा नासीत् ब्राह्मणानां भाषा इति कुत्रचित् नास्ति अत्र कर्णाटके मुत्तूरु प्रदेशः अस्ति तत्र सर्वे जनाः संस्कृतं वदन्ति केवलं ब्राह्मणाः इति न तत्र क्षौरिकाः अपि संस्कृतं वदन्ति एवम् आपणे ये कार्यं कुर्वन्ति तेऽपि संस्कृतं वदन्ति अतः संस्कृतं केवलं ब्राह्मणानां भाषा इति तद् न समीचीनम् अन्यद् एकमस्ति संस्कृत उच्चारः अत्यन्तं कठिनम् इति तदपि अहं न स्वीकरोमि कथम् इत्युक्ते संस्कृतभाषायाः उच्चारणे वैज्ञानिकता अस्ति प्रत्येकम् अपि अक्षरं कस्मिन् स्थाने उच्चारणीयः इति विषये तत्र सुस्पष्टता अस्ति अतः वैज्ञानिकरीत्या सुसंस्कृतम् अस्ति संस्कृतम् अतः कठिनं यद्यपि वर्तते तथापि तस्य अध्ययनेन अस्माकम् उन्नतिः भवति न तु सुलभस्य सुलभायाः कस्यचित् भाषायाः अध्ययनेन तथा नास्ति अतः संस्कृत संस्कृतभाषा कठिना इति न दृष्टव्यं किन्तु तत्र अस्माकम् उपयोगः कथं भवति इति दृष्टव्यम् इति मम भावना